यथा मया उक्तं यत् पाणिनीयं यत् व्याकरणं वर्तते तत्र लौकिकानां शब्दानां वैदिकानाञ्च शब्दानां तत्र विवेचनं कृतं वर्तते केचन शब्दाः सन्ति ये लौकिकशब्देभ्यः वैदिकशब्देषु भिन्नतां प्रदर्शयन्ति यथा उदाहरणार्थं लोकशब्दः वर्तते तत् तस्य बहुवचने प्रथमायाः बहुवचने लोकाः भवन्ति परञ्च वेदे यदि भवति तदा तदा तत्र लोकासः इति युज्यते इति भेदः वर्तते एव एवमेव दू धातुः वर्तते तत्र लुङ् लकारे अदूहत इति प्रयोगः भवति परञ्च वेदे अद्रु इति प्रयोगः भवति यथा च लोके ग्रह्धातोः उत्तमपुरुषस्य एकवचने लट् लकारे गृह्णामि इति प्रयोगः भवति वेदे च गृभणामि इति प्रयोगः भवति ऋग्रहोर्भस्छन्दसि इति सूत्रेण तत्र हकारस्य भकार आदेशः भवति अतः लोके भवतीति प्रयोग भवति वेदे भवाती इति प्रयोगः भवति अतः यदि वैदिकं व्याकरणं जनेन नाधीतं स्यात् तदा वैदिकग्रन्थस्य अध्ययनकाले तेषु सन्देहः भवितुम् अर्हति अतः वैदिकग्रन्थानाम् अध्ययनार्थं ततः प्राक् वैदिकं व्याकरणं नूनम् अस्माभिः अध्येतव्यम् किञ्च वैदिकशब्दानाम् उच्चारणे स्वरस्य ज्ञानम् आवश्यकम् अस्ति यतोहि महाभाष्ये उक्तं स्वरतः वर्णतो वा मिथ्या प्रयुक्तो न तमर्थमाह स वाग्वज्रो यजमानं हिनस्ति यथेन्द्रशत्रुः स्वरतोऽपराधादिति यतश्च ऐतिहासिकः वृत्तान्तः कश्चित् श्रूयते यत् वृत्रासुरनामकः कश्चित् असुरः आसीत् तेन स्वजयार्थं कश्चन यागः आरब्धः परञ्च तस्य यागस्य उद्देश्यम् आसीत् देवानां हिंसनम् अतः तस्य उद्देश्यं सार्थकं नासीत् उपयोगित्वं नासीत् इति कृत्वा तत्र ये आचार्याः पुरोहिताः वा सन्ति तैश्चिन्तितं यदि अस्य यागः सफलः स्यात् तदा देवानां हिंसनं भवितुमर्हति अतः अस्य यागः पूर्णतां न गच्छेत् एतदर्थं तत्र यः मन्त्रः दत्तः आसीत् तत्र मन्त्रे अनेन उच् वृत्रासुरेण असुरेण स्वरे दोषः कृतः स्वरदोषकारणात् तत्र शब्दस्य अर्थः भिन्नः जातः तस्य अभिप्रायः आसीत् यत् इन्द्रः शत्रुर्यस्य सः वर्धताम् इति अर्थात् इन्द्रस्य शत्रुरहं वृत्रासुरः यदा मम वृद्धिः स्यात् इति अभिप्रायः आसीत् परञ्च स्वरभङ्गेन विपरीतः अर्थः जातः तस्य परिणामः जातः वृत्रासुरः तत्र वृत्रः वृत्रासुरः स्य यः शत्रुः सः वर्धताम् इति अभिप्रायः जातः तेन इन्द्रस्यैव वृद्धिर् अभवत् अतः वृत्रासुरस्य प्राणहानिर्जाता अतः वैदिकशब्दानाम् उच्चारणे स्वरस्य ज्ञानम् आवश्यकं भवतीति पाणिनीयशिक्षायाम् अपि अस्ति व्याघ्री यथा हरेत् पुत्रान् दंष्ट्राभ्यां न च पीडयेत् भीता पतनभेदाभ्यां तद्वद्वर्णान् प्रयोजयेत् अतः वर्णानाम् उच्चारणे

तावती शक्तिः योजनीया यावती आवश्यकी अस्ति एवमेव अनुनासिकस्य उच्चारणं कथं भवेत् तत्र ते य दत्तम् अस्ति यथा स्वराष्ट्रे नायिका दान्ही इति उच्चारणं करोति तथैव उच्चारणं कर्तव्यम् किञ्च महामहस्ये एकम् अन्यदपि उदाहरणं दत्तम् अस्ति तत्र स्थूलप्रशतीम् अनड्वाहीम् आलभेत इति प्रयोगः अस्ति अत्र उच्चारणे सन्देहः अस्ति यदि तत्र स्वरस्य भेदः क्रियते चेत् तदा क्वचित् तत्पुरुषः समासः भवति क्वचित् च स्वरभिन्नकारणात् बहुब्रीहिसमासः भवति तत्र यः कश्चित् जनः स्वरं न जानाति तस्य कृते सन्देहः भवति यत् अत्र तत्पुरुषसमासः अस्ति उत वा बहुब्रीहिः यदि तत्पुरुषः समासः क्रियते तदा तस्य वाक्यस्य भिन्नः अर्थः बहुब्रीहि वा समासः क्रियते चेत् तदा तस्य अन्य अर्थः भवति किञ्च लोके कश्चित् एतादृशशब्दः भवति यत्र द्विवचनस्य प्रयोगः भवति साधु परञ्च वेदे तस्य बहुवचनस्य प्रयोगे साधु क्वचित् लोके बहुवचनस्य साधुः भवति परञ्च वेदे तस्य द्विवचने प्रयोगः दृश्यते अतः एतादृशः यः भेदः अस्ति तद् वैदिकव्याकरणज्ञानमन्तरेण न सम्भवति अतः वेद अध्ययनार्थं वैदिकं व्याकरणम् अपि नूनम् अस्माभिः अध्येतव्यमस्ति तत्र सिद्धान्तकौमुद्याम् अन्तिमे भागे स्वरवैदिकी प्रक्रिया नामकः कश्चन अंशः अस्ति यत् स्वरस्यापि ज्ञानमस्ति एवं वैदिकशब्दे ये लौकिकशब्देभ्यः भेदाः सन्ति तेषामपि वर्णनमस्ति एवञ्च धातुषु अपि कश्चन स्वरः भवति एवं प्रत्ययेषु अपि कश्चित् स्वरः भवति अतः स्वराणां ज्ञानं व्याकरणेन क्रियते यथा अनुदात्तौ सुप्पितौ तत् सुप् भवति पित् भवति तत्र अनुदात्तस्वरः भवति अतः वेदव्याकरणाध्ययनेन एव गन्तुम् अवगन्तुं शक्यते इति टित् स्वराः यत्र प्रत्ययतकारः इत्संज्ञकः भवति तत्र भवति टित् स्वरितम् स्वरितस्वरः भवति एवमेव एधधातुः वर्तते परञ्च एध् इत्यत्र अकारः तत्र अनुदात्तस्वरयुक्तः अस्ति तस्य इत्संज्ञा भवति तस्य फलं भवति आत्मनेपदम् इति यतोहि पाणिनीयसूत्रं वर्तते अनुदात्तङित् आत्मनेपदम् इति अतः स्वरज्ञानं विना पाणिनीयव्याकरणं विना वैदिकव्याकरणं विना वैदिकानां शब्दानां सम्यक् ज्ञानं भवितुं नार्हति अतः ये वैदिकाः विद्वांसः सन्ति तेषाङ्कृते वैदिकं व्याकरणम् अपि अध्येतव्यं यदि पृथक्तया किमपि वैदिकं व्याकरणं तेन न अध्येष्यते चेत् तदा पाणिनीयं व्याकरणन्तु अध्येतव्यमेव